एव त एतावता मया कृतेषु यद् अस्माभिः स्वेटर् इति ध्रियते तदेव मम कष्टतमविन्यासः आसीत् मया तु दशाधिकवर्षेभ्यः एतत्कार्यं वस्त्रविन्यासकार्यं पठ्यमानमासीत् मम आशा आसीत् अतः अस्मिन् स्थाने अहम् अनुवर्तमाना एवं यदा मम सखी एकवारं मह्यमपि एकं वस्त्रविन्यासं कृत्वा ददातु मम पुत्राय इति उक्तवती तदा मया प्रथमवारं स्वेटर् कर्तुं गतं तदा मया किं तस्मिन् क्रियमाणे यदा एकसङ्ख्या एकस्य सङ्ख्यायाः व्यत्यासः भवति स्म सम्पूर्णस्य तस्य आकारस्य व्यत्यासः भवति स्म एवं मया तस्य अध्ययनार्थम् एकवारं द्विवारम् एवं बहुधा तस्य विषये प्रया प्रयासं कृत्वा अन्ते तावत् मासद्वयं स्वीकृत्य मया तस्य सम्पूर्णं सीवनं कृतम् एवम् अधुना अहं तत्कर्तुं सम्यक् जानामि कष्टम् इति नाम तावत् कष्टं न परं तस्मिन्नपि सङ्ख्या गणितशास्त्रस्य बहुमान्यं मान्यता वर्तते इति मया तदा ज्ञातम्